हरिः ओं हा एषः मार्गः नास्ति भोः नास्ति नास्ति किञ्चित् इतस्ततः जातम् इतोपि किञ्चित् आदौ एव आसीत् तत् न मया ज्ञातमस्ति किन्तु इदानीं किञ्चित् निशा जाता खलु अतः किञ्चित् इतस्ततः जातम् इतोपि किञ्चित् अग्रे आदौ एव आसीत्

ह्म् ह्म् हा हा अस्तु अस्तु गच्छन्तु हा अत्र लेफ़्ट् लेफ़्ट् लेफ़्ट् स्वीकरणीयं हा पुनः तत्र दक्षिणमार्गे एव गन्तव्यं

तत् हा न न सम्यकस्ति सम्यकस्ति इदानीं ह्म् हा इतोपि किञ्चित् अग्रे गच्छन्तु तत्र वाम किञ्चिदेव आसीत् किन्तु इदानीमपी किञ्चित् इतस्ततः जातो वा इति मन्ये हा एवं जानामि स्म किन्तु इदानीम् एतद् नास्तीति इदानीमपि भाय भाति ओ ये तथा न करणीयं भोः यत् यतः आदौ किमुक्तमासीत् तदेव स्वीकरणीयम् इदानीं अस्तु अस्तु अस्तु ददामि किञ्चित् आदौ आदौ एव आसीत् इतः गच्छन्तु हा हा अस्तु इदानीं सम्यक् अस्ति धन्यवादः